संस्कृतभाषाभाषिणः स्वव्यक्ति व्यक्तित्वम् एवं परम्पराञ्च भाषाद्वारा एवम् अभिव्यक्तुं शक्यन्ते यत् संस्कृतभाषा भाषमाणानां वेशभूषादिकं द्रष्टुम् एव ज्ञातुं शक्नुमः वयं यत् एते संस्कृतं सम्भाषयन्ति इति ये जनाः ज्योतिषशास्त्रं जानन्ति ताम् अपि पूर्वमेव वयमेव ऊहां कर्तुं शक्नुमः एते ज्योतिषशास्त्रं जानन्ति एते ज्योतिषं वदन्ति इति तेषां तिलकद्वारा वा शिखाद्वारा वा अथवा तैः धृतवस्त्रादिकद्वारा वा यता बालिकाः चेत् सामान्यतया वयं जानीमः एव यत् शाटिकां धरन्ति एवमेव बालकाः युतक इत्यादिकं पुनः वेष्टी इत्यादिकं धरन्ति तेनैव अस्माकं कृते तेषां व्यक्तित्वस्य परिचयः जायते